अन्तर्जालद्वारा बेङ्किङ्ग् तथा वित्तीयव्यवहारस्य परिवर्तनं निश्चितं जातं

मोदी महोदयेन एव एतत् परिवर्तनं कृतं तत् बहु उत्तमः व्यवहारः किमर्थम् अहं यदा पाठशालां गच्छामि तदा स्यूतं गृहीत्वा न गच्छामि तर्हि शाकम् आनीतव्यमस्ति कथं कथम् आनयामि इति प्रश्नमस्ति प्रश्नम् आसीत् अधुना तत् किमपि प्रश्नं नास्ति दूरात् मोबैल् गृहीत्वा तत्र गन्तव्यं किं कुत्रापि गन्तव्यं किमपि अहं क्रेतुं शक्नोमि